चीटिकां यच्छतु महोदय चीटिकां यच्छतु चीटिकां यच्छतु धनम् अस्तु अस्तु अस्तु धनं दातव्यम् इति नास्ति किल

ए निश्शुल्कमिति उक्तवान् ए ए निश्शुल्कं निश्शुल्कम् ए सर्वेषां सर्वेषां दातव्यं सर्वेषां दातव्यम् वयमपि टेक्स् दद्मः किल महोदया नै नैव नैव नै नैव नैव नैव अहमहं नैव अहं धनं न ददामि भवान् किमपि वा करोतु किमपि वा करोतु किमपि वा करोतु नैव महोदय नैव नैव नैव अहम् ए भवान् किमपि वा करोतु भवान् किमपि वा करोतु अहं धनं न ददामि निश्शुल्कं निश्शुल्कं दातव्यं सर्वेषां भवितव्यम् अहह् नैव नैव नैव यदि दातव्यं सर्वेषां दातव्यं नोचेत् सर्वेष् आं सर्वेषां दातव्यं महोदय खा कतं कर्तुं शक्यते महोदय न तादृशं कर्तुं न शक्यते ह पश्यतु वयमपि टेक्स् दद्मः किल सर्वेषां कथं दातुं न शक्यते एव किमपि वा करोतु अहं धनं ददामि न द भवान् यानं स्थगयति वा स्थगयतु यानं स्थगयति वा स्थगयतु अहं न धनं न् ददामि एय्य भोः कथं कथं कथं करोति भवान् कथं कथं करोति भवान् चीटिकां ददातु तावदेव नैव नैव नैव अहं न ददामि नैव महोदय अहं धनं न ददामि नै नैव न अहं अत्रैव अवतरामि न अहं दं धनं तु न ददामि अस्तु महोदय ए ए ए नैव नैव नैव नैव नैव नैव नैव नैव